यूट्यूब् मध्ये मम इष्टतमपाकवाहिन्यः भवन्ति पोपि किचन् विथ् विलेज् फ़ुड् इति विलेज् कुकिङ्ग् चेनल् इति इतोऽपि सन्ति तस्मात् अहं पातोडि इति पाकविषये सम्यग्रूपेण ज्ञातं तद् ज्ञात्वा छात्रावासे अहं तं पाकं कृतवान् मन्मित्रेभ्यः तत्तु रोचते तदर्थं पुनः एकवारं मया सः पाकः कृतः आसीत्